पप्रथमं रामायणमहाभारतविषये कः का वदति का उक्तवती इति अहं न स्मरामि एव अस्माकं संस्कारे बाल्यकालात् ज्येष्ठाः बालान् कृते कथां वदति ते कथां सर्वं रामायणमहाभारतविषये एव भवति मम माता पितामही च बहूनि कथानि उक्तवन्तः मम प्राथमिकशिक्षणं भोपालप्रदेशे अभवत् तत्र नवरात्रिसमये रामलीला इति भवति स्म तत्र रामायणस्य नाटकं रामायणं नाटकरूपेण प्रदर्शनं भवति स्म वयं सर्वे बालकाः बहु उत्साहेन तत्र गत्वा अपि रामायणविषये ज्ञातवन्तः अनन्तरं दूरदर्शनमध्ये दृष्ट्वा अपि ज्ञातवन्तः इदानीं किञ्चित् संस्कृतभाषाज्ञानं प्राप्य अम अहमेव पठितुं शक्नोमि